आम् यदा अहं पाककार्यम् इति उक्तवान् तत्तु मम तु काष्टचुल्ल्याः एव आरब्धम् आसीत् प्रत्यक्ष अग्नौ एव पात्रं स्थापयित्वा तस्य फुत्कारं कृत्वा काष्ठं यत्किञ्चित् स्थापयित्वा तत् किं कुर्मः फुत्कारं कृत्वा कृत्वा कृत्वा एव वयं पाकं तु कृतवन्तः इति अहं सम्यक् स्मरामि तस्मिन् काले तु पाककरणम् इति एव बृहत्त कार्यम् आसीत् यतः बहुसमयं यावत् स्वीकरोति कदाचित् घण्टाद्वयं घण्टात्रयमपि तत् स्वीकरोति तत् काष्ठस्य शुष्कम् आधारीकृत्य एव तत्र शीघ्रं वा नोचेत् विलम्बः वा इति तत्र अवगन्तुं शक्णुमः इदाणींतनकाले तु तथा नास्ति गेस् इत्यादिकं विद्युत्चुल्ली अस्ति इति कारणेन इदाणीं तु बहुसौलभ्यम् अभवत् तत्रापि पश्यामः चेत् गेस् अस्माकं बहुसौलभ्यम् अस्ति यतः विद्युत् यदा कदापि गच्छति तेन अस्माकं पाकस्य अपि विघ्नः भवति इति कारणेन मम चिन्तनं गेस् इति सम्यक् अस्ति किन्तु यत्किञ्चित् वयं निर्माणं कुर्मः काष्ठचुल्ल्याः उपरि काष्ठं स्थापयित्वा यत्किञ्चित् क्रियते तस्य रुचिः तु भिन्ना एव तत्सर्वदा वर्तते